प्राचीन माध्यमेषु भाषाविषये बहु श्रद्धा अस्ति मातृभाषया यदा वदति तस्मिन् समये स्पष्टतया शुद्धतया पदानि वक्तुं वाक्यानि वक्तुं सर्वं प्रयत्नः आसीत् अस्मिन्काले विद्यमाना माध्यमभाषा वयं पश्यामः चेद् अधिकतया आङ्ग्लीयस्य आधिक्यं वयं दृष्टुं शक्नुमः उदाहरणं वार्तां वयं शृण्मः वार्तायाम् भाषाविषये श्रद्धा नास्ति तत्र विद्यमानाः विषयाः प्रदर्शयितुम् इच्छन्ति पूर्वतनकाले विषयाः किञ्चिद् प्रदर्शयति परन्तु विषयः अधिकतया वदति स्म इदानीम् एकमेव विषयं स्वीकृत्य पञ्चघण्टा षड्घण्टा इव तस्य दैर्घ्यं वर्धयन्तः सन्ति एकमेव विषयः पुनः पुनः अनेन प्रदर्शयन्तः सन्ति इति वयं दृष्टुं शक्नुमः